प्रान्तीयभाषापभाषाणां जननी संस्कृतभाषा वर्तते इदं च देवभाषा इत्येव प्रसिद्धा यद्यपि संस्कृतभाषया एव उत्पन्नाः अथापि प्रान्तीयभाषा उपभाषासु भिन्नता वर्तते एव यथा वर्णेषु अथवा प्रयोगेषु अथापि प्रान्तीयभाषा उपभाषासु प्रयुज्यमानशब्दाः संस्कृतभाषया एव वित्पत्तुं शक्याः न अन्यस्मात् भाषात्